हरि ओम् महोदय अहं स्विगी आर्डर् कृतं किन्तु एतद् आटो पे मध्ये आर्डर् कृतं मम आर्डर् आटो पे मध्ये एव सेट् जातं तद् किन्तु अधुना किमपि कारणवसात् एव तत् आर्डर केन्सल् करणीयम् आटो पे आर्डर् केन्सल् करणीयं तदर्थम् एव भवान् सेटिङग्स् वेब्सैट् अथवा एप्स् मध्ये गत्वा नेविगेट कृत्वा तद् पेमेन्ट् आप्षन्स् मध्ये गत्वा आटो पे केवलं केन्सल् करोतु इति मया प्रार्थना